मम तु कागदे लेखनं कर्तुम् इदानीं किञ्चित् न्यूनं कृतवान् किञ्चित् किमर्थम् इति चेत् कागदाभावः भवति तदर्थं अहं कम्प्यूटर्मध्ये टैपिङ्ग् कृत्वा लेखनं करोमि किन्तु टैपिङ्ग् करिष्यते चेत् समीचीनं भवति तत् विषयम् अधिकृत्य वेदादिकं वेदविषये संस्कृतविषये अन्यान्यविषये ततो उपयोगं कर्तुं समीचीनं भवति तदर्थम् एवं करिष्यामि अहं टैपिङ्ग् बहु इच्छामि